श्रुतेरिवार्थं स्मृतिरन्वगच्छत् इति काळिदासोक्तरीत्या स्मृतिग्रन्थाः श्रुतीनां अर्थात् वेदानाम् एव अर्थम् अनुसरन्तः सहजतया सुलभरीत्या च मानवानां कर्तव्यानि कर्माणि निषिद्धानि कर्माणि उपदिशन्ति स्मृतिग्रन्थाश्च सन्ति मनुस्मृतिः याज्ञवल्क्यस्मृतिः पराशरस्मृतिः नारदस्मृतिः इत्यादयः आधुनिककाले मनुस्मृतेः उपादेयता महती वर्तते तस्यां मनुस्मृतौ संस्काराः राजधर्माः वर्णाश्रमधर्माः इत्यादयः बहवः सम्पूर्णव्यक्तित्वनिर्माणपराः अंशाः प्रतिपादिताः सन्ति याज्ञवल्क्यस्मृतौ अपि एवमेव अतः भारतीयशास्त्रपरम्परायां स्मृतिग्रन्थानां स्थानं समुन्नतं वर्तते